अस्माकं देशे राजकीयव्यवस्था कथमस्ति इत्यस्य विषये लिखितुम् इच्छामि यतः राजकीयव्यवस्था अथवा पक्षव्यवस्था इति वक्तुमिच्छामि तद्यदि परिवर्तते तर्हि अन्यावस्थाः अपि परिवर्तिताः भवन्ति अस्तु वासस्थानं अथवा अन्ये अन्यनियमाः परिवर्ततां नाम किन्तु पठनस्य परि परावर्तनं किमर्थं भवतीति प्रश्नः पक्षपरावृत्तिः भवतु किन्तु पठनम् इति पाठ्यक्रमः यः अस्ति सः एकः एव भवतु यतोहि प्रतिपञ्चवर्षं यदा पक्षस्य वैभिन्न वैभिन्नं भवति पक्षस्य भिन्नता भवति तदा ते तत्तत् पक्षरीत्या पाठ्यक्रमं यदि योजयन्ति तर्हि आदिमपञ्चवर्षे यदि एकः छात्रः अत्यन्तं कठिनं पाठ्यक्रमेण पठति तर्हि अग्रिमपञ्चवर्षेषु तस्मै अति सुलभेन सः एव पाठ्यक्रमः प्राप्यते चेत् तर्हि तस्मै पठनस्य उपरि वैराग्यमागच्छेदिति अतः तद्विषये सर्वाणि ज्ञापयितुमिच्छामि यतोहि इदं तु अस्माकं देशस्य छात्राणां विषये अस्ति ये तु अग्रिम जनरेषन् भवन्ति